लघुव्यापारः निगमाः सञ्चारी अथवा एकेन स्वामित्त्वं सन्ति येषु विशिष्ठागारस्य व्यवसायस्य वा निगमस्य वा अपेक्षया न्यूनाः कर्मचारिणः सन्ति तता वा नूनवार्षिक राज राजस्य सन्ति व्यावसायः लघु इति पारिभाषिता सन्ति यत् ते सर्वकारीयसमयार्थनार्थम् आवेधनं कर्तुं शक्नुवन्ति तथा च प्राधान्यकरं नीतेः योग्यता योग्यतां प्राप्तुवन्ति देशे उद्योगे च योग्यता भिन्नाः भवति लघु व्यापारः टु तौसण्ड् तस्मै तस्य वर्षस्य ओस्ट्रेलिया विशक्ष कार्यः अतिनियमस्य अन्तर्गतं पञ्चशतं मर्च् पञ्च पञ्जशतवर्षाणि यूरोपीय यूरोप्य सङ्गे लघुप्रयुक्तं परिभाषा अन्तर्गतं पञ्जाषत् कर्मचारिणी अमेरिका लघु व्यापारप्रशासनस्य अनेककार्यक्रमेभ्यः योग्यताम् प्राप्तुं पञ्चशतेभ्यः नूनः कर्मचारिणः इति परिभाषितः सन्ति लघुव्यापाराणं वर्गीकरणं अन्ये मध्ये या यथा वर्षकारकत्वं निर्यातं विक्रयं सम्बन्धिः वर्षं सकलं शुद्धलाभं शुद्धार्जनं च यत्र कर्मचारिणां संख्या सर्वाधिकं प्रयुक्तं भाषेषु अन्यतमः अस्ति